अस्माकम् उजिरे प्रदेशः जनसम्मर्दः प्रदेशः वर्तते यतः समीपे धर्मस्थलम् इति प्रसिद्धं धार्मिकक्षेत्रं पूजास्थानं महाशिवस्य वर्तते राज्यस्य अन्यान्यभागेभ्यः प्रतिदिनम् सहस्रशः जनाः उजिरेद्वारा धर्मस्थलं गच्छन्ति अतः अत्र यातायातसमस्या इत्युक्ते जनसम्मर्दः भवति तदपेक्षया वाहनव्यवस्था वर्तते परन्तु इतोप्यधिकम् आवश्यकम् इति भाति अनन्तरम् अत्र उजिरेप्रदेशे सामान्याः समस्याः इत्युक्ते एतदतिरिच्य किमपि वक्तुं न पारये यतः जनानां रोगादिकं यदा भवन्ति तदा वैद्याः अत्र उजिरेप्रदेशे सन्ति अनन्तरं मनसः शान्त्यर्थं उजिरेनगरे प्रसिद्धाः देवालयास्सन्ति तत्रापि जनाः प्रतिदिनम् आगच्छन्ति विष्णुसहस्रनामादिकं पठन्ति देवस्य दर्शनं कुर्वन्ति उजिरे समीपे बहवः एतादृशाः प्रसिद्धाः धार्मिकक्षे बहूनि एतादृशानि धार्मिकक्षेत्राणि वर्तन्ते तथा समस्या नास्ति सर्वत्र ये जनाः आगच्छन्ति तेषां कृते भोजनादिव्यवस्था वासव्यवस्था अपि वर्तते एतादृश एतादृशसमस्याः प्रायः बहु परिणामं न कुर्वन्ति यतः छात्राः जनाः एकस्मिन् दिने आगच्छन्ति अपरस्मिन् दिने पुनः गच्छन्ति अतः समस्याः अधिकाः इति वक्तुं न शक्नोमि परन्तु जनप्रतिनिधिना एतादृशीं समस्यां तेषां पुरतः संस्थाप्य तत्परिहारार्थम् प्रयत्नः अस्माभिः क्रियमाणः वर्तते नगरसौन्दरीकरणम् अनन्तरम् अस्वच्छता नाम स्वच्छता आन्दोलनरूपेण अत्र वयं कार्यं कुर्मः नगरस्वच्छतार्थं बहु प्रयासं वयं कुर्वन्तः स्मः अत्र महाविद्यालये छात्राः अपि तद्विषये विशेषतया दत्तावधानाः वर्तन्ते एतादृशमालिन्यनिवारणार्थं या व्यवस्था सा व्यवस्था अस्माभिः प्रतिदिनम् क्रियमाणा वर्तते जनानाम् एतद्विषये बोधनमपि अस्माभिः क्रियते अतः तादृशसमस्याः प्रायः अस्माभिः प्रयत्नपूर्वेण दूरीकरणीयाः भवन्ति